पाककलायां कीयत् समयं व्यतीतुम् इच्छसि इति प्रश्नः अहं तु पाककलायां प्रवीणा न तथापि शीघ्रतया पाककार्यं समाप्य किञ्चित् पठितुम् इत्यादिकं कर्तुम् इच्छामि अधिकं समयं यापितुं न इच्छामि सङ्कीर्णताम् अज्ञात्वा कृतम् एकं भक्ष्यं मया तद् बहुधा अनुभूयते सर्वदा मनसि अस्ति एकदा मया एकं पत्रोडे इति गाम ग्रामीणभाषायां ग्रामीणभाषायां पत्रोडे इति वदामः पत्रं स्थापयित्वा किमपि पत्रस्य उपरि पिष्टं लेपनं कृत्वा सर्वं लेपनं कृत्वा तत् कुर्मः तस्य पत्रवडका इति अस्ति तत् करणसमये एकदा मया कृत्वा स्थापितं तद् बाष्पस्थाल्यां किन्तु बहुसमयपर्यन्तं तस्य पाक एव समाप्तिः न भवति अनन्तरं ज्ञातं मया तन्मध्ये तण्डुलमेव ना मया न स्थापितम् इति तस्मात् कारणात् तत् बहु विलम्बेन मृदुत्वमेव प्राप्नोति स्म अनन्तरमेव ज्ञातं मया ओहो अहो एवं मया मम एकः महान् अनुभवः अधिकं समयं स्वीकरोमि कदाचित् यतः पूर्वसिद्धता न अस्तीति कारणतः तावदेव